वेदान्तदर्शने तावत् षट्प्रमाणानि अङ्गीकृतानि प्रत्यक्षम् अनुमानम् उपमानम् शब्दम् अर्थापत्तिः अनुपलब्धिः इति षट् प्रमाणानि तत्र किमर्थं प्रमाणानि स्वीक्रीयन्ते इति चेत् कस्यचित् वस्तुनः दर्शनम् अस्माभिः क्रीयते तत् कथं भवति इत्यादि अस्माभिः ज्ञातव्यम् उदाहरणार्थं प्रत्यक्षं प्रत्यक्षप्रमाणम् अधुना अहम् एकं पुस्तकं पश्यामि पुस्तकं अहं कथं पश्यामि इत्युक्ते तत्र कार्यं कथं भवति प्रथमम् इन्द्रीयाकारवृत्तिः विषयदेशं गच्छति ततः सा विषयदेशं गत्वा तत्तदाकारेण वृत्तिः परिणमते तदनन्तरं ज्ञानं भवति इदं पुस्तकम् इति एवं सामान्यतया तु प्रत्यक्षम् अहं पश्य अहं पुस्तकं पश्यामि इति एव वदन्ति परन्तु तस् तत्र तत्र प्रक्रिया ईदृशी भवति अथवा पृष्टभूमौ ईदृशी प्रक्रिया भवति अपि च तत्र अन्तिमम् एकमस्ति अनुपलब्धिः इति अनुपलब्धिप्रमाणे तत्र एकम् उदाहरणम् उच्यते पीनो देवदत्तः दिवा न भुङ्क्ते तर्हि किं अस्य अर्थः कः ईग देवदत्तः इति कश्चन व्यक्तिः अस्ति सः पीनः अस्ति परन्तु दिवाकाले सः भोजनं न करोति इति अस्ति परन्तु तथा दिवाकाले अभुञ्जानः अपि कथं पीनत्वं तस्य इति कश्चन संशयः भवति तदानीं तत्र अर्थापत्तिः प्रमाणानुगुणम् एवम् उच्यते सः दिवाकाले न भुङ्क्ते परन्तु रात्रौ भोजनं करोति अतः पीनत्वं देवदत्तस्य इति एवम् ईदृशप्रमाणानि सर्वेषु दर्शनेषु अपि सन्ति परन्तु तत्र केषां कासु केषुचित् दर्शनेषु त्रीणि त्रीण्येव प्रत्यक्षम् अनुमानं शाब्दम् इति त्रीण्येव प्रमाणानि अङ्गीकृतानि केचन चत्वारि केचन पञ्च केचन षट् एवं तत्र दर्शनानुगुणं प्रमाणानि अपि प्रमाणम् अङ्गीकरणम् अथवा प्रमाणस्वीकारः भिन्नः भवति